विशेष आवाश्यकछात्राणां कृते तेषां समस्या परिहारे शिक्षाव्यवस्था कथं सहकारं यच्छति इत्यस्मिन् विषये मम विशेष ज्ञानं नास्ति किन्तु तादृश विशेषरूपेणसमर्थबालानां कृते भिन्नाः विद्यालयः देशे प्रायः सर्वत्र सन्ति परं तेषां संख्या न्यूना एव अतः सामाजिकाः सर्वकारस्य सहयोगेन वा विद्यासंस्थाः वा पोषकाः च अस्याम् दिशि विचिन्त्य तादृशाः अधिकविद्यालयस्थापना विषये कार्यं करणीयम्